पुराणेषु इदानीम् आधुनिकाः ऐतिहासिकताम् अन्वेष्टुं प्रवृत् प्रयत्नं कुर्वन्ति किन्तु एतस्मिन् विषये मम विरुद्धा मतिः अस्ति यतः पुराणं तु तद्भिन्नमस्ति आधुनिकाः यत् एतत्कालस्य वैशिष्ट्यम् अनुसृत्य एतत्काले यदस्ति तादृशरूपेण एव पौराणिककाले अपि भवतु इति विचिन्त्य पुराणेषु आधुनिकतां द्रष्टुं वा पौराणिकचिन्तानाम् एतत्कालीयचिन्ताभिः त तारतम्यं कर्तुं वा प्रयत्नं कुर्वन्ति तत् वृथाकार्यमेव इति अहं चिन्तयामि पुराणानि तत्र वास्तवकता ताः यथा इदानीन्तनाः प्रायः सर्वत्र प्रमाणानाम् अन्वेषणं कुर्वन्ति तादृशरूपेण वास्तविकताम् अनुसृत्य एव तत्र सर्वम् उक्तमिति वक्तुं न शक्यते पुराणेषु वै वेदे यत् पद्यमुक्तं तस्य कथात्मकाशयाः कथारूपेण प्रतिपादनं पुराणेषु भवति तद्वत् तेषां सर्वेषामपि ऐतिहासिकता अस्ति वा एतत् काले तथा समर्थयितुं शक्यते वा इत्यादिरूपेण उक्त्वा किं तत् तेन किम् इति विशिष्य किम् किमपि प्रयोजनं नाहं पश्यामि एवमपि केषुचित् पद्येषु सिद्धान्तेषु वैदिकसिद्धान्तेषु अथवा उपनिषत्सिद्धान्तेषु अस्माकं सहमतिः भवति विशिष्य अद्वैतादि तत् पुराणं पुराणं पुराणे प्रोक्तमिति हेतोः न उपनिषत्सु यत् उक्तम् अथवा वेदे यदुक्तं तेषां क कथारूपेण परिवर्तनम् अथवा कथारूपेण प्रतिपादनं पुराणेषु कृतम् अतः तत्र ऐतिहासिकता परीक्षणाद्वरं किम् उपनिषशत्सु वा वेदेषु वा यदुक्तं तेषां पद्यानाम् अद्य यथा प्रयोजनं भवति तादृशरूपेण समन्वयनं कर्तुं शक्यते इति चिन्तनमेव उचितमिति मम मतिः भवति